मध्याह्नम् भद्रा सुखमस्ति वा आं सुखं युष्माकं विद्यालये वार्षिकाघोषः अस्ति वा

शनिवासरे अस्तु तत्र विशिष्टा अतिथिः अस्ति वा कः ओ अस्ति अस्तु अत्र कानि कानि कार्यक्रमाणि सन्ति नृत्यानि सन्ति वा अस्तु छात्राणां नृत्यपरिवाडि अस्ति वा

युष्माकं कृते कानि कार्यक्रमाणि अस्ति वा अस्तु अस्माकम् विद्यालये अपि वार्षिकाघोषः आगच्छति किन्तु अत्र अहमपि एकं नृत्यं कर्तुं चिन्तयामि अस्तु स्वागतनृत्यमेव अहं कर्तुं चिन्तयामि नृत्यपरिशीलकः नास्ति अहं यूट्यूब् द्वारा दृष्ट्वा तद् तद् दृष्ट्वा एव करणीयम् विद्यालये अपि मम एकं पूर्वविद्यार्थी आगच्छामि क्षम्यताम् अहं न शृणोमि हा वेषभूषणादि अस्ति अहं स्वागतनृत्यं भवति अतः अत्र वेषभूषणादि सम्भवति अस्तु अस्तु अहम् आगच्छामि त्वमपि अस्माकम् विद्यालयस्य वार्षिकाघोषे आगच्छतु अत्र मम नृत्यमपि पश्य पश्यामः कितु अत्र नृत्याध्यापकः आवश्यकः वा मम एकं पूर्वविद्यार्थिनी अस्ति सा अतीव मनोहररूपेण नृत्यं करोति अतः आवश्यकं चेद् वदतु अहं ताम् आह्वयामि अस्तु अनन्तरं वार्षिकाघोषे कानि कार्याणि सन्ति गानमेलः विद्या छात्राणां कृते अस्ति वा अथवा विद्यालयाद् बहिः वा अस्तु अस्तु एवं मम विद्यालये अपि वार्षिकाघोषः इति अहं वदामि चेद् वदामि अतः अत्र आगच्छतु मम नृत्यमपि अस्ति अस्तु अस्तु धन्यवादः